नमस्ते आं वदन्तु अहं तु इदानीं आफ़िश् मध्ये अस्मि

साप्ताहिक सप्ताहिक साप्ताहिक मगजिन् वर्तन्ते सुधर्मा इति नाम्ना तत् तत् परिवते सूच्यन्ते वा आम् पश्यन्तु अत्र सुधर्मा इति पुस्तिकायां म्यागजिन् अस्ति म्यागजिन् अपि अस्ति तत्र न्यूस् पेपर् मध्ये अस्ति न्यूस् पेपर् मध्ये प्रत्येकदिनस्य अस्माकं सहरस् न्यूज़् वर्तन्ते तदपि चलचित्रविषयकं अस्ति खेल विषये क्रीडा विषये तदेवं बहु सम्यगस्ति संस्कृते सूर्यप्रभा सूर्यप्रभा नाम ते एकं म्यागसिन् वर्तन्ते तत्र विद्यन्ते सर्वे मन्दिराणां कृते एवं बहु आध्यात्मिक आध्यात्म आध्यात्मिक विषये सुधर्मा इति पुस्तिकां लभ्यन्ते प्रतिसप्ताहेव आगच्छन्ति तत् प्रायः सप्ततिः इति

एकं निम्नः एकमासः एक एक मासतः एकमासं उत उत सप्ततिः सप्त सप्ताहिके कृते सप्ताहिक कृते दशरूप्यकाणि दशरूप्यकाणि वर्तन्ते यतो हि सुविधामुपलब्धं तत्र एकमासपर्यन्तम् अपि भवान् मित्रा शक्नुवन्ति एकवर्षं कृते प्रायः सप्त न्यूनं किञ्चित् न्यूनं भविष्यति प्रायः किञ्चित् न्यूनं भविष्यति एकमासस्य कृते प्रायः एव सप्ततिमुद्रा भविष्यति सत्पतितः प्रायः

पञ्चशतम् इति

सर्वेषामुपरि पश्यन्तु सुधर्मा इति या पुस्तिका वर्तन्ते तस्यापि न्यूसेबल् प्रत्येकदिनमपि आगच्छति तत्र राजनिकक्षेत्रे क्रीडाक्षेत्रे समाचार न्यूस् क्षेत्रे न्यूस् प्रत्येकं ग्रामाञ्चलतः आरम्भं कृत्वा सहरपर्यन्तं सर्वेषां प्रति ट्वेण्टि फ़ोर् अवर्स् न्यूस् तत्र अस्ति तत्रेव छात्राणां कृते कोश्चन् आन्सर्स् सुविधा तेपि ते अपि तत्र उपलभ्यन्ते तत्रेव उपलभ्यन्ते सुधर्मा इति नाम्ना तत्रैव उपलब्य न परन्तु परन्तु परन्तु मतिवर्याणां कृते यत् अस्ति भवान् वदन्ति तस्य कृते एकः भिन्नः वर्तन्ते तस्य नाम सुमती इति पत्रिका सुमती वा सुमती सुमती स्वीकुर्वन्ति अस्तु अस्तु श्वः तः पश्यामः अस्तु धन्यवादः धन्यवादः धन्यावादः धन्यवादः